नमस्कारः एवम् अहम् अत्र एकम् एवम् अहम् अद्य एकं नूतनम् अकौण्ट् उद्घाटयितुम् इच्छामि एवं मम नाम चिन्मयः मुञ्जे इति अहं रामटेके वासामि अहं सेविंग् अकौण्ट् उद्घाटयितुम् इच्छामि हा अहं साक्षात् मम मम स्वीयम् उद्योगम् अस्ति शाटिकायाः शाप् अस्ति मम एवम् एवम् तत्र मम वार्षिकम् उत्पन्नं लक्षद्वयम् द्वे लक्षे य आं महोदय अहं मम पुनः एका शङ्का वर्तते हा इतोपि अनेन पत्रेणसह के डाक्युमेण्ट्स् योजनीयाः इति कृपया वदन्तु एवम् इतोपि मम पास्पोर्ट् सैज़् फ़ोटो अपेक्षते वा

अनन्तरम् अनेन अकौण्ट् यदा अहम् उद्घाटयामि तेनैव सह ए टि एम् कार्ड् खलु लभ्यते तदर्थं कुत्रचित् नाम बहिः एकम् इतोपि किञ्चित् फ़ार्म् इत्यादिकं पूरणीयं नास्ति खलु अस्तु महोदय धन्यवादः